नमस्कारः जि राम् पूर्ण प्र पूर्णप् पूर्णबोध विद्यापीठस्य ग्रन्थालयः तादृश लैब्रेरियन्

अहं मया एकं मया एकं पुस्तकं मया एकं पुस्तकं आवश्यकं आवश्यकमस्ति किं पुस्तकं नाम तत् तत्वोद्योतः षट्टिप्पणि तादृश षट्टिप्पणिः समेत यः पुस्तकं का तत्वोद्योत पुस्तकमस्ति खलु तत् पुस्तकमावश्यकं तथा विष्णुतत्त्वनिर्णयः इति इत्येवम् एकं पुस्तकमस्ति कलु तत् पुस्तकमपि आवश्यकं भवतः समीपे क् भवतः भवतः समीपे कानि पुस्तकानि सन्ति ब्रह्मसूत्रं भाष्यमस्ति वा तत्वोद्योतषट्टिप्पणि नास्ति अहं श्वः आगत्य अहं श्वः आगत्य पञ्चदिनात् पर्यन्तं तत् पुस्तकं गृह्णामि

मम समीपे एकः प्रश्नः अस्ति तत् महाभारतं केन रचितं

ओ हयवदनपुराणिक महोदयः वा अहं जानामि अहं जानामि भवतां किं पुस्तकं नाम अहं संस्कृतं संस्कृतं संस्कृतभाषायां संस्कृतभाषा संस्कृतभाषां पठनार्थं कीदृशपुस्तकम् आवश्यकं

भवतु अहं बालादर्शः प्रथमादर्शः तृतीयादर्शः द्वितीयादर्शः सर्वं अपठे अपठेम अपठेत् तदनन्तरं किं कर्तव्यं तदनन्तरं किं पुस्तकं पठनीयं

भवतु भवतु संस्कृतभाषा शुद्ध्यर्थं अस्तु अस्तु अस्तु अहं विरमामि भवतु